नमो नमः मम नाम मङ्गेशः अस्ति अहं राम्टेकनगरे अस्मि मम कृते वानम्म् अपेक्ष्यते सायङ्काले पञ्चवादने आगच्छति वा इत्यतः यतो हि विलम्बं मा करोतु